भोः मया महान् कालः अतीतः मया अत्र प्रतीक्षा क्रियते मया तु यानम् अपेक्ष्यते इति बुक् कृतमस्ति एतावता नगरं मम कुत्रचित् गन्तव्यमस्ति भवान् तु बहु शनैः आगच्छति मम यानान्तरम् अहं स्वीकृत्य अहं तत्र गच्छामि अतः भवतां यानं नापेक्ष्यते अहं कृपया अस्य केन्सल् करोमि